हरिः ओं मम नाम ज्ञापिका कस्तूरि भव अहं नाग्पूरतः राम्टेक् भ्रमितुमिच्छामि चेत् कोऽपि तत् केट् शेड्युल् इत्यादयः किमपि अस्ति वा भवन्तो समीपे

कुतः कर् कुर्मः तत् आं गडमन्दिरे किम् अस्ति आम् ओ हो आम्

आम् तर्हि ततः किमपि ट्रेक् इत्यादयः किमपि कर्तुं शक्नुमः वा

आमामाम्

बाव् ओ हो आं श्रुतं मया बहु फ़ेमस् अस्ति आमाम् आं कति रूप्यकाणि स्वीकुर्वन्ति भवती ओ हो तर्हि तत्र कुत्र स्थानं वर्तते रात्रौ आमाम् ओ सम्यक् भवतु तर्हि यद् रूप्यकाणि देयनियमस्ति तद् आदौ एव वा अथ्वा अनन्तरं दातुं शक्नुमः अवश्यमवश्यं धन्यवदाः आम्